मम प्रदेशे मघान् इति चिकित्सालयस्य व्यवस्था वर्तते अस्याम् आरोग्यसेवा अत्यन्तं सुकरं गुणवत्तासहितमस्ति इति वक्तुम् इच्छामि यतः कोरोना समये मम पिता कोरोना रोगेण ग्रस्तः आसीत् एकादशदिनपर्यन्तम् तत्र विशेषव्यवस्थायां स्थापितवन्तः तेषां वैद्यानां एवञ्च औशधानां व्यवस्थाद्वारा या श्वास उच्छ्वासार्थं व्यवस्थापित यन्त्रद्वारा तस्य आरोग्यं क्षिप्रतया अत्यन्त सुखरूपेण सह स्वस्थो भूत्वा बहिरागतवानिति मम आनन्दस्य विषय अतः अहं अत्रत्य व्यवस्था समीचीना अस्ति इति वक्तुमिच्छामि